मम प्रदेशे जियो एर्टेल् वोडाफ़ोन् ऐडिया अत्यधिकतया उपयुज्यमानाः सन्ति अत्र तेषां नेट्वर्क् सम्यक् रूपेण उपयुज्यं भविष्यन्ति अत्र जियो एर्टेल् च द्रुततरं वर्तते अस्ति मम गृहस्य समीपे एव इत्यस्य इत्यस्य एर्टेल् इत्यस्य सेवा प्रदातसंस्था अस्ति